हरिओम् नमो नमः

चिन्ता नास्तु आगच्छतु वदतु कदा अशान्तिः भवति सर्वप्रथमं स्थूल्यस्य निराकरणम् अपेक्षितं वर्तते तर्हि कञ्चन कार्याणं आम् वदामि सर्वप्रथमं तु प्रातः शीघ्रम् उत्थाय योगासनादिकं कार्यं करणीयम् अस्ति पुनः प्रायः सर्वदा दशनिमेषात्मकम् अटनं शीघ्रम् अटनं करणीयं येन स्थूलस्य अपाकरणं भविष्यति अनन्तरं भोजनस्य उपरि ध्यानं दातव्यमस्ति भोजनं न्यूनं करणीयं वारं वारं कर्तुं शक्नोमि किन्तु शक्नोति किन्तु न्यूनं भोजनं करणीयं अनन्तरं रात्रौ समयेन शयनीयं प्रातः शीघ्रम् उत्थापनीयम् अनेन किं भविष्यति स्थूलस्य अपाकरणं भविष्यति इतः अनन्तरं भवति आयुर्वेदचिकित्सा अपि कर्तुम् शक्नोति तस्मिन् पञ्चकर्म भवति

एवं तदर्थं तु योगासनम् एव मुख्यं वर्तते योगासनं प्रतिदिनं करोतु सायंकालेऽपि अटनं भवतु प्रातःकाले अपि अटनं भवतु अनेन भवति अधिकं तु ये ऋत्वानुगुणानि फलानि ये सन्ति तेषां सेवनं करोतु अनन्तरं सलाद् इति खादतु येन स्थूल्यं दूरं भविष्यति

व्यायामः इत्युक्ते शीघ्रं चलनं भवतु सूर्यनमस्कारः करोतु सूर्यनमस्कारेण सर्वान् सर्वं योगं भवति यदि यो योगासनं यदि करोति चेत् प्रायः मासद्वयं त्रयं तु अपेक्षितं वर्तते अनन्तरमेव किमपि लाभः दृश्यते परन्तु यदि भवति स्थूल्यं न्यूनं न न करिष्यति चेत् बहुहानिः भविष्यति जानन्ति वा किं किं भवति यदि स्थूल्यं न्यूनं न भविष्यति वा न करिष्यति तदा हृदयस्य उपरि घातः अपि भवितुं शक्नोति वा हृदयरोगः अपि भवितुं शक्नोति पुनश्च उच्चरक्तचापः अपि भवितुं शक्नोति मधुमे अपि भवितुं शक्नोति अन्ये ये ये रोगाः भविष्यन्ति अतः सर्वप्रथमम् इत्यस्य शीघ्रातिशीघ्रं न्यूनं करणीयम् अस्ति

शोभनम्